हा वदन्तु

आम् आम् आम् आगच्छामि पञ्चनिमेषाः भवन्ति

एकशतम्

किञ्चित् कियज्जना सन्ति कति सन्ति तर्हि शतं रूप्यकाणि न्यूनमेव भवति खलु तथापि त्रयः जनाः इति चेत् कथम् अस्तु अशीतिः अशीतिः न न शक्यते किमपि न लभ्यते लाभः एव न भवति न शक्यते भोः किमपि लाभः एव न न भवति चेत् कथं वा शक्नुमः अन्यत्र कुत्रापि गन्तव्यं वा हा नाम इदानीं मार्गोपि सम्यक् नास्ति खलु अतः अशीतिः इति वच्मि आम् पञ्चषष्टिः अस्तु वा हा अन्यत्र कुत्रापि गन्तव्यं चेत् मम कृते एव सूचयन्तु एवम् अस्तु गच्छामः इतोपि कुत्रापि गन्तव्यं चेत् सूचयन्तु गूगल् पे न स्वीकरोमि अहम्

अग्रे गन्तव्यं चेत् किञ्चित् अधिकं दातव्यं भवति अस्तु धनमिदानीमेव दा दास्यन्ति वा अस्तु अस्तु धन्यवादः आगच्छामि इदानीम्